वस्तुतः अन्तर्जालम् इति तु एतस्य बहु महत्वपूर्णः आयामः अस्ति एतेषु दिनेषु यदि नूतनः कोऽपि अस्ति यः किमपि पठितुम् इच्छति किमपि स्वस्य अध्ययनं कर्तुम् इच्छति ते सः इण्टर्नेट् माध्यमेन अन्तर्जालमाध्यमेन सः स्वगृहे एव अध्ययनं कर्तुं शक्नोति अन्यत्र गन्तुं तस्य आवश्यकता तथा नास्ति यतो हि विद्यालये विश्व विश्वविद्यालयाः तु पाठयन्ति एव परं यथा रुचिः भवति कस्यपि अथवा क कस्यपि विषयस्य विषये अधिका अधिकं ज्ञानम् आवश्यकं तर्हि तत् इण्टर्नेट् मध्ये सहजतया प्राप्यते तर्हि सः तु उत्तमदृष्ट्या तस्य विचारं कुर्मः चेत् अन्तर्जालस्य परम् अन्तर्जालीयसमस्यायाः इतोऽपि बहवः आयामः सन्ति यथा अन्तर्जाले बहवः एतादृशः घटकाः सन्ति येन छात्राणां बालकानां नूतन पिढीनां अथवा नूतन बालकानां लघु लघुबालकानामपि मनः अन्यत्र गच्छति ते एषु दिनेषु तु रील्स् इति आरब्धमस्ति रील्स् पश्यन्ति अनन्तरं स्वयं किमपि कर्तुम् उत्सुकाः भवन्ति कर्तुम् इच्छन्ति तत् कुर्वन्ति चेत् तेषामेव हानिः कदाचित् भवति समयस्य तु महान् हानिः दृश्यते ते न कुर्वन्ति चेत् तेषां मित्राणि सूचयन्ति एतादृशम् इण्टर्नेट् मध्ये प्राप्यते इति इति तु बहवः समस्या परं ये छात्राः स्वयं स्वस्य अध्ययनम् अग्रे नेतुम् इच्छन्ति ते अत्र न पतन्तु इति सर्वेषाम् इच्छा अस्ति एव सर्वे ज्येष्ठाः वदन्ति परं समस्याणां विषये वयम् अधिकं वदामः चेत् सामाजिकमाध्यमेषु ट्रोलिङ्ग् इति एकः अपरः गम्भीरः विषयः अस्ति येन यः कोपि नूतनः आगच्छति इण्टर्नेट् मध्ये स्वस्य ज्ञानस्य अथवा स्वस्य रुचिविषये किमपि स्थापयति नूतनज्ञानस्य विषये किमपि वदति रिसर्च् करोति किमपि स्वस्य मतं प्रकटयति तत्र यः अन्यः भवति नाम अन्य बहवः जनाः तु तस्य उपयोगं कुर्वन्ति किल तर्हि एतादृशेषु माध्यमेषु स्वस्य मतं स्थापयित्वा तेषां विषये निन्दा भवेत् येन ते तेषां मनः दुःखी भवेत् इति ते प्रयत्नं कुर्वन्ति बहवः जनः तस्य कृते ते तु स्वस्य नाम परिवर्तनं कृत्वा अपि अकौण्ट् निर्मीय ते अत्र अत्र आगच्छन्ति पुनः बहु किमपि गालिखादनं ते गालिदानं कुर्वन्ति अन्य अन्यजनानां कृते ये नूतनाः अत्र किमपि कर्तुम् आगतः सन्ति यथा एकम् उदाहरणं पश्यामः चेत् अहम् एकवारं दृष्टवती एकः नूतनः गायकः लघुगायकः सः स्वस्य अध्ययनस्य कृते अथवा तस्य सङ्गीताभ्यासस्य कृते तस्य चेनल् निर्मितवान् सः पठनेव अस्ति तर्हि सः स्वस्य चानल् निर्मितवान् तत्र प्रतिदिनम् एकमेकं गीतं स्थापयति स्म स्वयं गीतं गीत्वा एकमेकं गीतं स्थापयति स्म तर्हि गीतम् अपि तादृशं भवति स्म यत्र जनानां तु नाम जनः न जानन्ति एतानि गीतानि सन्ति इति परं यथा शास्त्रीयसङ्गीतेषु भवतु वा अन्यत्र कुत्रपि भवतु वा कविताः भवन्तु वा तत् सङ्गीतमाध्यमेन ते प्रस्तुवन्ति चेत् जनानां तु सर्वेषाम् इच्छा कथं भवेत् इति तर्हि इच्छा नास्ति चेत् न आगच्छन्तु परं यः वदति यः गायति तस्य प्रोत्साहनं तु करणीयं किल परं केचन जनाः तु तथैव आगच्छन्ति केवलं निन्दां कर्तुं ते कण्ठः सम्यक् नास्ति सम्यक् न पठति अध्ययनम् आवश्यकम् एतादृशं नाम ट्रोलिङ्ग् सादृशं किमपि येन तस्य हानिः भवेत् तस्य सः तस्य आत्मविश्वासः न्यूनः भवेत् इति तादृशवाक्यानि तत्र वदन्ति पुनः एषः तु अपराधः एव नाम अन्येषाम् कृते एतादृशम् एतादृशः व्यवहारः नाम अपराधः एव तर्हि इदानीम् एतेषु दिनेषु सर्वकारेण उक्तमस्ति य यदि एतादृशं ट्रोलिङ्ग् भवति येन अन्यस्य कस्यपि मानसिक हानिः भवति बहु अधिकं प्रमाणेन मानसिक हानिः भवति चेत् यः ट्रोल् करोति तस्य कृते दण्डः अपि भवेत् तर्हि तस्य दण्डस्य कृते कतिपयरूप्यकाणि ते ददातु यतोहि तस्य हानिः अभवत् अतः एतादृशं न नाम ट्रोलिङ्ग् मास्तु तस्य प्रचारः अग्रे न भवतु अतः सर्वकारेण इदानीं नूतनः प्रकल्पः आरब्धः अस्ति यः ट्रोलिङ्ग् करोति यः अन्येषां विषये विपरितं किमपि वदति येन समाजस्य हानिः भवति कस्यपि व्यक्तेः हानिः भवति ते तथा यथा न भवेत् तादृशः नियमः सर्कार सर्वकारेण आनीतः अस्ति तर्हि वयमपि सर्वदा जागरूकाः भवेयुः कस्यामपि ट्रोलिङ्ग् समस्यायां वयं न पतामः ट्रोलिङ्ग् तु सर्वदा अनुचितम् यदि अन्यः ट्रोलिङ्ग् करोति किमपि लिखति तस्य मनसि अस्ति तः सः किमिति किमपि तस्य विषये वदति इति ज्ञायते चेत् तत्क्षणमेव वयं तं वदामः कथम् एतस्य दुष्परिणामः भवेत् तस्य यस्य कृते सः ट्रोलिङ्ग् करोति इति तर्हि नूतनस्य आत्मविश्वासः अन्यथा उत्तमस्य मानहानिः भवतु तादृशव्यवहारः न कयापि अथ्वा केनापि करणीयः अतः सर्वे कृपया स्व स्वसमाजे स्व स्वक्षेत्रे अन्यान् सर्वान् अपि कृपया बोधयन्तु ट्रोलिङ्ग् इत्यस्य अवगुणः एतस्य परिणामः कः इति सर्वे कृपया वदन्तु इति मम प्रार्थना